आम् हरिः ओम् आमाम् आगच्छन् अस्मि तत्र भवन्तः बहु समीचीनतया योगं पाठयन्ति इति श्रुतं मया तत्रापि बहु प्र्याक्टिकल् रूपेण अपि च चिकित्सा रूपेणापि बहु समीचीनतया पाठयन्ति इति मया श्रुतं

मह्यं तत्र डयाबिटिस् कृते किम् आसनं कर्तव्यम् इति अपेक्षितम् आसीत् आं आम् आगच्छन्तु आम् आम् उपविशामि

आम् सुसम्यक् आम् सुप्तवान् आम् सत्यं यदहं केवलं भूमौ स्वपिमि तदानीं तद् बहु कष्टम् इति भासते किन्तु एतद् बहु समीचीनं दृष्टं मया अनुभूतम् आम्

आमाम्

आम् स्थापितम् आं ह्म् आमाम्

ह्म् आं सुप्तः आमां

आम् समीचीनमस्ति समीचीनमनुभवं प्राप्तुवन्नस्मि

तत्तु तत्र कटभागे बहु फ़्रीनेस् इति भासते किन्तु यदा केवलं भूमौ स्वपिमि तदा तत्र बहू पेन् रूपेण तत्र इदम् आ समस्या भवति आम् आम्

आम् आम् उतमः

आम् अस्तु राम् राम् मिलामः पुनः